मया ज्ञातानि रिटेल् वस्तु उपरि अहं किञ्चित् निरूपयिष्यामि रीटेल् नाम अस्माकं गृहस्य पार्श्वत् आपणं भवति वयं तत्र गत्वा रीटेल् मध्ये यदस्माकं कृते अपेक्षितं यथा फेनकम् अपेक्षितं वा अथवा तैलमपेक्षितम् अनन्तरं यत्किञ्चित् तद्वयं पार्श्वे आपणं आपणेषु गत्वा स्वीकर्तुं शक्नुमः परन्तु होल्सेल् नाम किम् होल्सेल् इ इत्युक्तौ यदि अत्र के जि द्वयं कदलीफलमस्ति तस्य मौल्यं पूर्वं सहस्राधिकमासीत् इदानीं तदेव वस्तूनि अस्माकं कृते होल्सेल् मध्ये शतरूप्यकाणि वा द्विशतं द्विशतं रूप्यं दत्वा तत् वयं स्वीकर्तुं शक्नुमः इदानीं गतेषु वर्षेषु शाकानाम् उपस्काराणां च मूल्यानि कथं प्रवृद्धानि इति गतवर्षे अस्माकं कोविड् कारणात् यत् वस्तूनि आसीत् तस्य धनं बहु अधिकं जातम् आसीत् उदाहरणार्थं तैलं फेनकम् अपि च अन्नं यत्किञ्चित् तत् सर्वेषामपि धनम् अधिकं जातम् आसीत् आन्लैन् शापिङ्ग् विषये मम किम् अभिप्रायः इत्युक्तौ यत् वयम् आन्लैन् शापिङ्ग् कुर्मः यदि मया एकं युतकम् आर्डर् कृतं चेत् तस्य उपयोगः दुरुपयोगः अहं वदामि यदि मया आन्लैन् शापिङ्ग् मध्ये तदेकं युतकम् आर्डर् कृतम् तदानीं मम कृते लाभः किं भवति नाम सः मम गृहे आनीययच्छति मया बहि गत्वा स्वीकर्तव्यम् इति न भवति परन्तु तस्य दुरुपयोगः किं भवति नाम अहं बहिः न गच्छामि बहितः न स्वीकरोमि अन्यत्र गत्वा न स्वीकरोमि चेत् मया न ज्ञायते कथं वस्तूनि स्वीकर्तव्यमस्ति इति आन्लैन् शापिङ्ग् यदि क्रियते चेत् अस्माकं तस्य किं हानिः भवति अस्माभिः हानिः किम् इत्युक्तौ यदि वयं बहितः आर्डर् कृतं यत् युतकम् तत् यदि कदाचित् आगच्छति वयं थर्टि सैज़् आर्डर् कृतवन्तः तदानीं कदाचित् लघु आगच्छति कदाचित् किञ्चित् बृहत् आगच्छति तस्मात् अस्माकं कृते बहु हानिः भवति